परिवर्तन शीलं पर्यावरणं मम क्षेत्रे कृषेः उपरि जलस्य समस्या तथा च उर्वरक् कृषेः अल्पता आगच्छति एतस्य विघ्नस्य हानेः कृषकाः नल्कूप् व्यवस्थां तथा च गोमल् खाद्य व्यवस्थां कुर्वन्ति एवं कृषकेः कृषकाः बहवः उपायाः सञ्जाताः तत्र भाषलं उपायजमानं कृते बहवः कार्याणि परिश्रमाः कृषकाः कुर्वन्ति कृषिक्षेत्रे